अहं भिन्नभिन्नदर्शनानाम् अध्ययनम् अध्ययने आसक्तिः नास्ति किमर्थम् इत्यक्ते मम मनसि एकमेव अस्ति एक शास्त्रम् एकजन्म इति तदेव मां मम मनसि अस्ति अतः एकशास्त्रं सम्यक् रीत्या तद् पठनीयं पाठनीयं वर्धनीयम् इति एव मम आशा